मम स्थानं नागपुरं नागपुरम् इति जिल्लायाः प्रमुखं स्थानं नागपुरं महाराष्ट्रदेशे वर्तते प्रायः महाराष्ट्रेषु महिलानां स्थानं पूर्वापेक्षया अधिकम् उन्नतं वर्तते तदेव नागपुरे अपि नागपुरस्थाः महिलाः शिक्षणम् उच्चशिक्षणं प्राप्तुं शक्नुवन्ति उद्योगिन्यः अपि सन्ति सामाजिकस्थानविषये यदि वक्तुं शक्यते अथवा पृच्छते चेत् सामाजिकस्थानमपि यद्यपि नोन्नतं तथापि समाधानकारकं सन्तुष्टिकारकम् अस्ति प्रायः जनाः महिलाः अपि महिलानां सहायं कर्तुं तत्पराः सन्ति समस्याः तु सन्ति न तत्र न सन्ति समस्याः इति तथापि तेषां प्रमाणम् इदानीं किञ्चित् किञ्चित् लघुतां याति अधः अधः गच्छति इति अनुभवः